अहं लेखनार्थं मम दिनक्रमात् निश्चितसमयस्य नियोजनं करोमि तस्मिन् समये मम लेखनाभ्यासः सम्यक् भवेत् इति चिन्तयित्वा यत्र कोलाहलः न भवति गृहस्य तस्मिन् पार्श्वे अहम् उपविशामि दिनाभ्यन्तरे एकं वा द्वौ वा पर्णं तु लिखामि एव मम लेखनम् अत्यन्तं सम्यक् भवेत् तत्र किञ्चिदपि असत्यं नैव आगच्छेत् इति मत्वा प्रतिदिनं मम रुचि अनुसारेण पुस्तकानां पठनम् अपि करोमि पठनसमये यत्र अहं चिन्तयामि यत् एतद् मम लेखने आवश्यकं घटकम् अस्ति तत् मम पुस्तिकायां लेखयित्वा अनन्तरं तस्य उल्लेखनं मम लेखने करोमि इति मम अनुशासनम्